आर्थिकताविषये लिखतः उद्ग्रन्थः वर्तते अस्य प्रणेता अस्ति कौटिल्यः अस्य अपरः नामः चाणक्यः इति अस्मिन् ग्रन्थे राज्यशासनविषयः राज्यकोशविषयः करस्वीकरणविषयादयः विस्तृतः विस्तृतरूपेण उक्ताः सन्ति अर्थशास्त्रस्य सार्वकालिकता पश्यामश्चेत् यद्यपि राजनीतिः युगे युगे परिवर्तमानं देशे देशे विभिन्नं सत् वैविध्यं भजते युगधर्मानुसारं राजधर्मोपि परिवर्तनशीलः दृश्यते देशे विदेशेषु अपि आधुनिकराज्यं राज्यशास्त्राणां भाषाः भिद्यन्ते न तु सार्वजनिना नीतयः यतः जनाः अथवा प्रजा राज्ञः सकाशात् रक्षणम् इच्छन्ति राजा तु प्रजां सर्वान् पुत्रवत् रक्षेत् न तु पीडयेत् तादृशः राजा प्रत्यक्षदेवता इति प्रशंसां पात्रं भवति बहूनि प्रसिद्धानि प्रचलितानि च नीतिसूत्राणि अत्र ग्रन्थे सन्ति तेषु दिङ्मात्रम् कानिचिन अत्र उदाह्रियन्ते सुखस्य मूलं धर्मः धर्मस्य मूलम् अर्थः अर्थस्य मूलं राज्यं राज्यस्य मूलम् इन्द्रियजयः इन्द्रियजयस्य मूलं विनयः विनयस्य मूलं वृद्धोपसेवा प्रकृतिकोपः सर्वकोपेभ्यो गरीयान् अव् अविनीतः स्वामीभावादस्वामीत्वं श्रेयः मन्त्रकाले न मत्सरः कर्तव्यः षट्कर्णो भिद्यते मन्त्रः नातप्तलोहो लोहेन सन्धीयते राज्ञः प्रतिकूलं न आचरेत् न न तेव चरितं चरेत् पुरुषकार्यमनुवर्तते दैवम् एव स्वग्रन्थारम्भे पूर्वाचार्यं प्रण प्रणीतान् सर्वान् ग्रन्थानवेक्ष्य तेषाम् अभिप्रायान् एकत्र संगृह्य एतत्छास्त्रं कृतमिति प्रति ज्य प्रति जानीते ओं नमः शुक्रेभ्यः शुक्रबृहस्पतिभ्याम् इति अर्थशास्त्रस्य मूलपुरुषौ शुक्राचार्यं बृहस्पत्याचार्यं च ग्रन्थारम्भे स्मरति एतस्मिन् अर्थशास्त्रे अशीत्युत्तरम् अशीत्युत्तरशतं प्रकरणानि पञ्चदश अधिकरणानि च वर्तन्ते एतानि तन्त्रम् आवापः शेषः इति त्रिषु भागेषु विभक्तानि आदौ पञ्चाधिकरणेषु स्वदेशहितचिन्तनं प्रतिपाद्यन्ते